मया व्याकरणशास्त्रं स्वीकृतं तस्य शास्त्रस्य एव अध्ययनार्थं अहं जीवनं समर्पयितुम् इदानीं इच्छुकः अस्मि इच्छुकः अस्मि तथैव तत्र मम गुरवः प्रथमतया सिद्धान्तकौमुदी इति ग्रन्थं अध्यापयन्तस्सन्ति तथैव सः ग्रन्थः भट्टोजि दीक्षितैः रचितमस्ति प्रायः पञ्चशतम् वर्षात् प्रागेव स्यात् तस्य पुस्तकस्य विशेषः नाम तस्य ग्रन्थस्य विशेषो नाम तस्मात् प्राग् केनापि प्रकरणरीत्या अष्टाध्याय्याः विवरणं न दत्तमासीत् तस्मात् अध्येतॄणां महान् क्लेशः आसीत् तस्मात् एते आरब्धवन्तः अष्टाध्यायिक्रमे यथा सूत्राणि सन्ति तत् समीचीनमेव यथा सूत्रस्य लक्षणमस्ति सूत्रार्थो वर्ण्यते यत्र प यत्र पदं सूत्रानुसारिभिः अ अल्पं क्षम्यतां अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतोमुखं अस्तोभम् अनवद्यं च सूत्रं सूत्रविदोविदुः इति कथ्यन्ते तस्मात् सूत्रम् अनुवृत्या एकस्मात् सूत्रात् अन्यस्मिन् सूत्रे कानिचन पदानि अनुवृत्या तस्य सूत्रार्थः कथ्यन्ते तस्मात् अष्टाध्यायी क्रमः सम्यगेव तथापि अध्येतॄणां कृते बहु क्लेशाय आसीत् तस्मात् भट्टोजिदीक्षितैः यः ग्रन्थः दत्तः सिद्धान्तकौमुदी इत्याख्यः ग्रन्थः तस्य विशेषः इदमेव अस्ति यत् तस्मिन् संज्ञाप्रकरणार्थं नाम यथा सन्धिप्रकरणार्थं यानि यानि सूत्राणि आवश्यकानि सन्धिविधायकानि सूत्राणि यानि यानि सन्ति तेषां सर्वेषां एकत्रैव सङ्ग्रहः कृतः अतः तथैव बहूनि प्रकरणानि सन्ति ते एव तस्य ग्रन्थस्य विशेषः तस्मात् इदानीमपि तस्य ग्रन्थस्य बहु प्रचारः वर्तते अध्येतॄणां कुते सः ग्रन्थः बहु मौल्ययुतः वर्तते